आम् अहं तु ग्रामे सञ्जात अस्माकं ग्रामे विद्यालये हिन्दी सब्जेक्ट् आसीत् हिन्दी विषय आसीत् किन्तु हिन्दि अध्यापक न आसीत् किन्तु अहं यदा प्रौढशालां गतवान् तदा हिन्दी विषय आसीत् किन्तु महत् पुस्तकं आसीत् तत् पठनीम् अहं तु पठनं वा लेखनं वा न जानामि स्म महत् कष्ठं जातं किं करोमि तदा मम साहायं कृतवती मम हिन्दी अध्यापकस्य पुत्री एव सा एव मां लिपिं पाठितवती लेखनं पाठितवती पठनं कथं करणीयमिति सा एव पाठितवती अत अहं तदा न जानामि स्म अग्रे अहं एषा लिपि मम जीवने अविभाज्य अङ्गत्वेन स्थास्यतीति अहं न जानामि स्म अहं अत प्रतिदिनं अहं यदा तत् स्मरामि तस्यां कृते मनसि एव कार्तज्ञं समर्पयामि कृतज्ञतां समर्पयामि आं सा एव आसीत् तस्या नाम नूर्जहान् इति आसीत् मम हिन्दी अध्यापकस्य पुत्री सा नितरां मम साहायं कृतवती